बैक् यानेन सह अस्माभिः किं रक्षणीयः नाम तस्य प्रथमं यानस्य कण्डीषन् द्रष्टव्यं तस्य आयिल् चेञ्जिङ्ग् नाम पुनः तत्र टयर् पुनः ब्रेक् क्लच् सर्वं यानस्य किमपि रिपैरिङ्ग् अस्ति वा कण्डिषन् अस्ति वा प्रथमं द्रष्टव्यम् तदनन्तरम् अस्माकं राैड् मध्ये यदा गच्छामः तस्मिन् समये जाकेट् अपेक्षते ग्लौस् अपेक्षते शूस् अपेक्षते अनन्तरं नी पेड् इत्याधिकम् अपेक्षते नाम तत्र बहुदूरं यात्रा करोति चेत् एतत् सर्वम् अपेक्षते नास्ति चेत् बहु क्लेशः भवति पुनः तत् कदापि मैक् निष्क्रियं जातम् एकवारं वारद्वयं तु जातम् तत्र किं नाम तत्र प्रवासे किं भवति मित्रं भवन्ति नास्ति चेत् कोऽपि जानन्ति चेत् तत्र रिपैर् कुर्मः नास्ति चेत् बैक् मध्ये एकः उपविश्य एवं पादेन अन्यस्य बैक् मध्ये एवं संस्थाप्य पार्श्वे विद्यमानं रिपैर् शोप् मध्ये स्वीकुर्मः नास्ति चेत् एवमेव अटित्वा एव स्वीकृत्य अत्र दातव्यं भवति तथा एकवारं कृतम्